भारतस्य प्रतिष्ठे द्वे संस्कृतं संस्कृतिस्तथा इति एका भणतिः भारतस्य संस्कृतिं प्रबोधयति तत्र अस्माकं पर्वदिनानि युगादिपर्वात् आरभ्य सङ्क्रान्ति पर्वपर्यन्तं योग्यरूपेण संस्थितानि सन्ति सन्ति युगस्य आदिः युगादिः युगादिं वयं विशिष्टरूपेण आचरेम यतोहि युगादिकाले निम्बदलस्य भक्षणं कृत्वा जीवनं निम्बदलस्य भक्षणं गुडेन मिश्रीकृत्य योग्यरूपेण स्वीकृत्य अस्माकं जीवने उभयमपि मधुरम् तिक्तं द्वयमपि सहर्षं स्वीकरणं करणीयं सहर्षं स्वीकरणं कुर्मः इति निश्चयं कुर्वन्तः युगादिपर्वस्य आरम्भं कुर्मः युगादिपर्वे विशेषरूपेण पञ्चाङ्गस्य श्रवणं भवति तस्मिन् पञ्चाङ्गे कः महाराजः कः मन्त्री कः सेनाधिपतिः किञ्च कार्यं ग्रहणविचारः कः वर्षस्य राशिफलं किं भवति इत्यादिकं सर्वमपि उक्त्वा पञ्चाङ्गश्रवणं कृत्वा अस्माकं भारतीय चिन्तनद्वारा प्रथमपर्वस्य आरम्भः क्रियते तस्मात् परं प्राधान्यरूपेण गुरुपूर्णिमायाः आचरणं कुर्मः तस्मात् परं नवरात्रिपर्वस्य आचरणं कुर्मः नवानां रात्रीणाम् एकत्र स्थितः देव्याः पूजाभावत्वेन विद्यमानः अयं दिनसमूहः नवरात्रि पर्वकालः नवरात्रि पर्वकाले नवानां दुर्गादेवीनाम् आराधनं च कृत्वा विशेषरूपेण आशिषा अनुग्रहणं च कुर्मः तस्मात् परं दीपावलिपर्वदिनं गणेशपर्वदिनं इत्यादिकं सर्वमपि आगच्छति एकैकस्य पर्वस्य एकैकं विशिष्टं भवति तत्र उदाहरणत्वेन अहं गणेशपर्वदिनस्य स्वीकरणं करिष्यामि गणेशोत्सवः यदा आर आचर्यते तदानीं गणपतेः यं खाद्यं भवति तं सज्जीकृत्य गणपतेः पुरस्तात् संस्थाप्य नैवेद्यञ्च दत्वा तस्मात् परं प्रसादं स्वीकरिष्यामः तस्मिन् पर्वकाले विशेषरूपेण विविध आकृतीनां गणेशः गणेशानां संस्थापनं कृत्वा वयं आराधनञ्च कुर्मः तस्मात् परं दीपावलिपर्वकालः आगच्छति दीपस्य आवलिः यत्र रात्रीनां नाशः भूत्वा अथवा अन्धकारस्य नाशः भूत्वा दीपावलिपर्वकालः आचर्यते तस्मात् परं सङ्क्रान्तिकालः आगच्छति तेन उत्तरायणञ्च आरब्धं भवति एवं पर्वकालस्य विशिष्टं चिन्तनम् अस्माकं संस्कृतौ भवति